मया सामाजिकमाध्यममञ्चौ द्वौ उपयुज्येते तौ च इन्स्टाग्राम् ट्विट्टर् आख्यौ अत्र ट्विट्टर् मध्ये एकस्संस्कृतसमूहो वर्तते तत्र वार्तालापानि प्रचलन्ति तेन मत् संस्स्कृतज्ञानमपि किञ्चिदभिवर्धते अपि च ट्विट्टर् मध्ये विश्वे यत् किमपि वार्ता प्रचलति तदपि प्रेष्यते विविधैः भिन्नैः जलैः जनैः तेषामभिप्रायाः कथ्यन्ते एतेन मम लोकदृष्टिर् विकारते अत्र इन्स्टाग्राम् मध्ये मित्रैः सह वार्तालापो भविष्यति तेषां दिने किं किम् अचलत् एतत् कृत्वा ते चित्राणि प्रेषयन्ति एवं परस्परं वार्तालापं प्रचलति